हरिओम् नमोनमः भवान् गजानन्दः उक्तं किम् आम् अहम् जया वदामि भवतः पार्श्वे एव वसामि अहम् आम् आम् आम् एकं कदा करोमि अहं भवानेव करोति अहें कदापि न करोमि अहें तु सम्यकेव करोमि भवानेव कोलाहलं करोति सर्वदा भवति पत्न्याः सह् मम् गृहे तु सर्वे मम् गृहस्य कदापि ध्वनिं नागच्छति अहं तु सर्वदा शनैः एव चालयामि दूरदर्शनं भवान् एवमेव करोति मम् गृहे तु अत्यधिकं जनाः एव न सन्ति तर्हि कथं ध्वनिः आगच्छति भवतः पार्श्वे आम् चत्वारः एव अस्ति सर्वे गच्छन्ति का कार्यं कृत्वा गृहे कोऽपि निवसति न न गृहात् एव कार्यं करोति न सर्वत् अस्तु अस्तु तर्हि अस्तु तर्हि

अस्तु अस्तु अस्तु अस्तु तर्हि अस्तु अस्तु धन्यवादः